अहं शास्त्रीयसङ्गीतं पठितवती अहम् उपान्तविषारदपरीक्षां दत्तवती तथा बि ए मध्ये अपि मम सङ्गीतविषयः अस्ति आसीत् अस्ति आधुनिकसङ्गीतं मह्यं न रोचते तथैव शास्त्रीयम् आधारेण ये ये यानि यानि गीतानि सन्ति तानि मह्यं तानि अहं गायामि मह्यं रोचते शास्त्रीयसङ्गीतमेव न आधुनिकम् आधुनिकसङ्गीतम् आधुनिकसङ्गीतं क्लिष्टमस्ति इति दिनं किन्तु तस्य श्रवणं तस्य श्रवणम् अधिकं मह्यं न रोचते शास्त्रीयसङ्गीतम् एव उत्तमं तस्य श्रवणेन वा गायनेन अधिकाः लाभाः भवन्ति तथैव भावाः बहु उत्तमाः सन्ति तथैव आरोग्ये अपि तत् उत्तममस्ति कस्य यदि हास्पिटल् मध्ये वा कुत्र यदि शास्त्रीयसङ्गीतं तत्र